अहम् इन्स्टग्रेम् इति सामाजिकमाध्यमे ग्राफ़िक्स् कम्पेनि इति सामाजिकमाद्यमलेखाम् अनुसरामि तत्र छायाचित्रकाराः सन्ति प्रेवीण् सि सुभाश् महोदयाः मह्यम् अयं लेखाः अदिकं रोचते यतो हि तत्र सर्वे च जीवनसम्बद्धाः विषयाः सङ्घटनाश्च वास्तविकारूपेण प्रदर्शयन्ति यदा ग्रामजीवनं गृहपरिसरसंवादः सम्प्रदाय आचारः प्रकृतिसौन्दर्यचित्राणि आधुनिकजीवनोपयोगिनः सामाजिकविषयाः सहजरूपेण प्रस्थापयन्ति एतेषां दर्शनेन मनसि आनन्दः जिज्ञासा च जायते एनं लेखम् अहं मम मित्रेभ्यः अपि प्रेषयामि